आम् इदानीन्तनजनेभ्यः अधिकं पूर्वजाः धार्मिकाः आसन् इति अहं चिन्तयामि किमर्थम् इत्युक्ते पूर्वजाः अधूना तु एषा भावना वा यद्यपि अस्ति तथापि कालान्तरेण धर्मस्य पालनं तथा तस्य प्रतिदृष्टिकोनः किञ्चित् परिवर्तनं प्राप प्राप्तुम् अस्ति अहं मन्ये यत् पूर्वजाः अधिकं धार्मिकाः सन्तः किन्तु इदानीन्तन समाजे धर्मस्य स्वरूपं तथा तस्य पालनं भिन्नमपि अस्ति पूर्वकाले पूर्वकाले धर्मः केवलं पूजा अर्चना इत्यादिषु न सम्बद्धः आसीत् अपि तु सः दैविकजीवनो अपि नित्यम् अभिव्यक्तः आसीत् प्रत्येकः कृत्यं धार्मिकविधिना सम्पन्नं भव भवति स्म धर्मग्रन्थाः ऋतानि ऋतानि तीर्थयात्राः यज्ञाः यागाः च प्रत्येकाः जीवनस्य अभिन्नाः विभिन्नभागाः आसन् अविभाज्यभागाः आसन् पूर्वजाः नियमेन प्रतिदिनं पूजनं कुर्वन्ति स्म तथा तेषां धार्मिक आचरणं जीवनस्य जीवनस्य केन्द्रभागे वर्तते स्म धार्मिक नियमाः त्यागः तथा आत्मविनिग्रहः निग्रहः तथा वा मनोनिग्रहः अपि तेषां कृतेषु मुख्यानि आसन् तथापि अधुना इदानीन्तनजनाः धर्मः नितान्तः भक्ताः सन्ति इति न अवश्यकम् यद्यपि बहवः धर्मः धर्मं बहवः धर्मं पूजयन्ति तथापि धर्मस्य प्रतिदृष्टिः अधिकं प्रायोगिकतायां स्थितः अस्ति आधुनिकसमाजे व्यस्तजीवनशैली व्यस्तजीवनशैली विज्ञानस्य विकासः तथा औद्योगिकजीवनस्य परिवर्तनम् औद्योगिकजीवनं एतस्य परिवर्तनं च धर्मस्य पालनं यथावत् न कुर्वन्ति अधुना बहवः अधुना बहवः धर्मं व्यक्तिगतरीत्या अनुसरन्ति किन्तु तस्य नियमानुसारणेन न धार्मिककर्मणां स्थाने इत्या इदानीं मनोविज्ञानं आत्मविकासः तथा सामाजिक दायित्वं महत्त्वपूर्णं भवति इति अतः जीवनस्य जीवनस्य विधाने किञ्चित् परिवर्तनम् अवश्यकम् इति अहं चिन्तयामि